नमस्ते महोदये किञ्चित् विरामस्य अपेक्षिता आसीत् किञ्चित् वैयक्तिकः विषयः आसीत् नास्ति पञ्चविंशतिः विंशतिः किञ्चित् अर्जेण्ट् आसीत् महोदये विरामस्य अपेक्षिता आसीत् बेङ्क् स्टेट्मेण्ट् नास्ति नास्ति न कृतवती महोदये तत्कृतवती महोदये कारितवती नास्ति महोदये गृहं गत्वा आगत्य अनन्तरं कृत्वा ददामि महोदये अहं अद्य गन्तव्यमेव महोदये दशदिनानि गन्तव्यमेव महोदये किञ्चित् एमर्जन्सि अस्ति महोदये कृपया विरामं ददातु अहं आगत्य अनन्तरं सर्वं कृत्वा ददामि अस्तु महोदये अस्तु महोदये धन्यवादः